नमस्ते इदानीं कोविड् नैन्टीन् महारोगस्य समये मम अनुभवः कथमासीत् इति प्रश्नः अस्ति यदा कोविड् महारोगः आगतः तदा अहम् अमेरिका देशे वसामि स्म अमेरिका देशे मम प्रदेशे कोविड् रोगः तावत् अधिकः न आसीत् जनानां मरणसङ्ख्या अधिका न आसीत् यदा मुखावरणं धरतु बहिः गमनसमये इति सर्वकारः निर्देशं दत्तवन्तः तदा सर्वे जनाः तादृशम् अनुबन्धम् अनुबन्धम् अनुसृत्य कोविड् प्रसारणं न्यूनं कृतवन्तः किन्तु अमेरिका देशे अन्यप्रदेशे न्यूयार्क् राज्यं राज्यं वा अथवा केलिफ़ोर्निया राज्यं वा तत्र अनेके जनाः सन्ति जनसम्मर्दः अधिकः अस्ति अतः यद्यपि ते मुखावरणं धृत्वा कीप् द डिस्टन्स् इति तत् सर्वं कृते कृते क्व कृतं चेदपि रोगः कोविड् रोगग्रस्ताः जनाः अधिकाः जाताः अतः अनेके जनाः मरणम् अपि प्राप्तवन्तः किन्तु मम प्रदेशे परिवारे मम प्रदेशे मम परिवारस्य रक्षणार्थं वयं मुखावरणं मुखावरणस्य धारणं धरणम् अपि च यदा व्याक्सीन् कोविड् व्याक्सीन् उपलब्धं तदा निश्चयेन वयं स्वी व्याक्सीन् स्वीकृत्य अस्माकं रक्षणं कृतवन्तः